मम प्रदेशे तु बहुवारं विन्यासप्रदर्शनम् अभवत् तत् मम हस्तनिर्मितं घटं दीपं तथा काष्ठेन निर्मितं लेखनीं तथा पत्रनिर्मितलेखनीं एतत् प्रदर्शितम् अस्ति स्म अस्माकं प्रदेशे तु विन्यासप्रदर्शनं भवन्ति स्म वर्षः तु चत्वारः वा पञ्चवारं तु भवन्ति एव अस्माकं प्रदेशे अनेकजनाः सन्ति ते कार्यकुशलः सन्ति तत्कारणेन नूतननूतनकलाकृतीं तत्र द्रष्टुं लभ्यन्ते चलचित्रेषु अपि बहुवारम् अस्माकं प्रदेशात् बहूनि करकुशलवस्तूनि प्रदर्शितम् अस्ति स्म तस्मात् तु घटः अस्ति दीपः अस्ति काष्ठनिर्मितवस्तूनि सन्ति सर्वम् अस्माकं प्रदेशात् एव दर्शयति अस्माकं प्रदेशे विन्यासप्रदर्शने एकवारं सहस्राधिककाष्ठं फ़िट हैट् एतावत् एकं मूर्तिं दर्शितम् आसीत् तत् मूर्तिः पूर्णतया काष्ठनिर्मितम् आसीत् तान् कलाकृतीं कृते तु विशेषपारितोषे अपि दत्तम् आसीत् चित्रपटेषु बहुवारं मम हस्तनिर्मितं वस्तु प्रदर्शितम् अस्ति